हरि ओम् एतद् एतद् वदतु वदतु महोदय

आम् आम् अत्र स सर्वाणि पुस्तकानि लभ्यन्ते महोदय आम् आम् महोदय अवश्यम् वाचस्पतिमिश्रैः वा आ वाचस्पतिमिश्रैः रचितं भामति अस्ति एव तद् भवन्तः इङ्ग्लीश् कामेण्टरि अपेक्षदे वा व्याख्यानं तु इङ्ग्लीश् मध्ये अपेक्षते वा संस्कृते एव वा द्वयमपि वा इङ्ग्लीश् कामेण्टरि इत्युक्ते तत्र शतं रूप्यकामागच्छन्ति केवलं संस्कृतम् इत्युक्ते तत्र द्विशतम् आगच्छति आम् महोदय हा अस्तु भवन्तः भवन्तः किम् इत्युक्ते वेदान्तपुस्तकानि अपेक्षन्ते वा अतः सर्वानि पुस्तकानि अपेक्षन्ते वा संस्कृते आम् आम् आम् इतः परं अपेक्षते महोदय प्रकाशात्माना श्रीचरणैः वा हा तत् पञ्च हा पञ्च पञ्चपदिका पञ्चपादिका अस्ति महोदय पञ्चपादिका द्विचयनमिति अस्ति द्वयमपि मिलित्वा एकमेव पुस्तकं भविष्यति तत्र पञ्चशतमेव तस्य पुस्तकस्य रूपकाणि भवति महोदय आम् आम् महोदय आम् महोदय गीता प्रेस् पुस्तकालयस्य अष्टादश अध्यायस्य शङ्करभाष्यसहितमेव अत्र अस्ति शङ्करभाष्ये यदस्ति तदेव अस्ति अत्र तदपि द्विसहस्रं भविष्यति अत्र

महोदय तत् पुस्तकम् अत्र नास्ति महोदय तद्भवति परन्तु केवलमधुना एव तत् समाप्तं महोदय एकमेव कोऽपि अवशिष्टमासीत् अतः अधुनेव तत् समाप्तं अस्मिन् मासे तद् हा अग्रिमवारे तद् आगच्छति

आम् महोदय एतच्च अस्माकं पब्लिशर्स् अस्माकं यद् प्रकाशमानितमस्ति तद् सर्वं भवन्तः ऐट् पर्सेण्ट् डिस्कौण्ट् भविष्यति भवन्तः आम् अन्यत्सर्वं फ़ोर् पर्सेण्ट् एव महोदय तद् बहु क्लिष्टं भवति महोदय एकवारं विचिन्त्य अहं वदामि महोदय आम् आम् धन्यवादः